षडशीतिः अष्टशताधिकसहस्रतमे वर्षे जून् मासे पञ्चमदिनाङ्कः षडशीतिः अष्टशताधिकसहस्रतमे वर्षे जून् मासे द्वितीयदिनाङ्कः षडशीतिः अष्टशताधिकसहस्रतमे वर्षे जून् मासे तृतीयदिनाङ्कः षडशीतिः अष्टशताधिकसहस्रतमे वर्षे सप्तमदिनाङ्कः षडशीतिः अष्टशताधिकसहस्रतमे वर्षे चतुर्थः दिनाङ्कः